सम्यक् रूपेण करणीयं कारणं भवति यदि तदेव न करणं वयं केवलं धनं प्रेषयामः चेत् किमपि न मिलति अतः कृषकः श्रेष्ठः एव कृषकः बहुकठिनपरिश्रमं कृत्वा सः प्रातःकाले आरभ्य सायं यावत् केवलं तदेव कार्यं कृत्वा कृत्वा धनेन न स्वस्य कठिनपरिश्रमेण तद् धान्यानि भवन्तु यानि कानि सस्यानि सः कृषकः उत्पादयति वयं तदेव भोजनं कृत्वा आनन्देन शयनम् अपि कुर्मः तदेव न परन्तु कृषिमहत्त्वम् अस्ति पुरातनकाले आसीत् अधुना अपि अस्ति भविष्यति तदेव भविष्यति एव कारणं विना कृषिकार्येण किमपि सस्यानि न मिलति जनः हाहाकारः भूत्वा अपि धनेन केवलम् उदरपोषणं न जायते अपेक्ष्यते एव अतः कृषिः कृषेः महत्त्वम् अस्तीति